बहुभिः स्तुतं पुस्तकम् तथा न लक्षितमिति आधिक्येन नास्ति तथापि कानिचन पुस्तकानि तथा न लक्षितानि यतो हि कानिचन पुस्तकानि कादम्बरिसम्बद्धानि अपि च बहु रोचककथाः कथापुस्तकानि तादृशानि विशिष्यतया लक्षितानि अपि च केच् कानिचन पुस्तकानि देशसम्बद्धानि देशभक्तिसम्बद्धानि तथा न लक्षितानि कानिचन पुस्तकानि लक्षितानि सन्ति इतोपि कानिचन पुस्तकानि न लक्षितानि तथा आदौ तत्र पुस्तकपठनेषु तथा अभिरुचिः आसक्तिः नासीत् किन्तु अधुना प्राप्यमानमस्ति अपि च कानिचन पुस्तकानि इष्टानि क्लिष्टानि अतः तथा तेषां विषये लक्ष्यं नासीत् कानिचन पुस्तकानां विषये लक्ष्यं नास्ति अथापि लक्ष्यं प्राप्नुवन्नस्मि अपि च अत्र पुस्तकान् विषये बहुलक्ष्यं तु अस्त्येव अतः मयापि लक्षयितुं प्रयत्नं क्रियमाणम् अस्ति अपि च अत्र लक्ष्यम् अपेक्षितं कर्तव्यमिति चिन्तितम् इतोपि संस्कृतवाङ्मयस्य विषयेषु बहुभिः स्तुतेषु पुस्तकेषु लक्ष्यं न कृतम् तथा ल था न लक्षितमिति अस्ति पुनः तत् लक्षितुं प्रयत्नं कुर्वन्नस्मि लक्षामि तथा न लक्षितं पुस्तकं का किमपि अस्ति